मम अपि तन्त्रज्ञानस्य आकर्षणम् आसीत् पूर्वं मम एका पुत्री आसीत् सा कम्प्यूटर् जानामि तत्र मां शिक्षतो इति सा वदति अहं कम्प्यूटर् यदा यत्र पाठयन्ति तत्र नि नीतवान् तस्य तदस् तया सह अहमपि तत् कम्प्यूटर् शिक्षितुं तत् ज्ञातुम् अहमपि प्रयत्नं कृतवान् अध्यापकः पुत्रीं पाठयति पुत्री मां पाठयति एव अनेन क्रमेणैव अहं किञ्चित् किञ्चित् कम्प्यूटर् मध्ये लिखितुम् केवलं टैप् कर्तुम् अहं ज्ञातवान् अनन्तरं किञ्चित् किञ्चित् अभ्यासं कृत्वा कृत्वा कृत्वा अनन्तरं यदा पी हेच् डी कर्तुं प्रारब्धवान् तदानीम् अहमेव स्वयं कन्नडलिप्यां संस्कृतलिप्यां किञ्चित् लिखित्वा लिखित्वा लिखित्वा सम्पूर्णं प्रबन्धम् अहमेव लिखितवान्